भारते बहुविधरीत्या क्रीडाः सन्ति क्रीडाविषये प्रकारद्वयं वर्तते बहिरङ्गनक्रीडा अन्तरङ्गनक्रीडा इति तत्र बहिरङ्गनक्रीडायां कबड्डि हस्तकन्दुकम् इत्यादि बहवः क्रीडाः सन्ति तत्र कबड्डि इति क्रीडायाम् षड्जनाः भवन्ति सः एकं तत्र पुरतः विद्यमानं मानम् एतद् गणं वर्तते ततः एकः आगच्छति तं ग्रहणं कर्तुं महता प्रयासं कुर्वन्ति तद् क्रीडा यद् वर्तते तद् बहु मनोरञ्जकतया वर्तते तत्र अस्माकं कृते बहु उत्तमतया अनुभवं प्राप्तुं शक्नुमः पुनश्च तत्र वयं संवेगनशीलाः भवामः पुनः अस्माकं संवेगं कथं वयम् हस्ते ग्रहणं कर्तुं शक्यते नाम अस्माकं क्रोधः बहिर्नागन्तव्यः तथा वयं दर्शनं कर्तव्यं भवति अतः क्रीडाविषये एतत्तु बहु प्रामुख्यं वर्तते